तन्त्रज्ञानविकाससमये तु कार्यं तु शीघ्रं तु शीघ्रम् अभवत् कोपि कार्यं तस्य बहिः तस्य गच्छामि चेत् किमपि तस्य कुत्रापि अहं तत्रेव निवासनं करोमि चेत् किमपि अस्ति चेत् तस्य तन्त्रज्ञानेन अहं कार्यं द्वे दिनं पञ्च दिनं दश दिनं पर्यन्तं तस्य हाल् टिकिट् अपि अस्ति चेत् चेत् करोमि तर्हि शीघ्रं तु शीघ्रं तन्त्रज्ञानेन कार्यम् अभवत् तस्य स्मार्ट् फ़ोन् अस्ति अन्तर्जालेन तस्य कार्यं कोपि अहं कुत्रापि न गतवान् न ज्ञातुं न न जातु शक्यतु तर्हि फ़ो तस्य जङ्गमवाणीम् अस्ति त जङ्गमवाणी ने तस्य किमपि कार्यमस्ति चेत् शीघ्रं तु शीघ्रं तस्य अभवत् तत्कारणार्थं तन्त्रज्ञानविषये तन्त्रज्ञानेन तस्य पठनमपि सम्यक्रीत्या अभवत् कोपि तस्य अभ्यासमस्ति चेत् शीघ्रं तु शीघ्रं बालकानां कृते भवान् कृते भवति कृते शीघ्रं तु शीघ्रं तस्य तन्त्रज्ञानेन तत्रैव प्रेषयामि सम्यक्रीत्या अनन्तरं कोपि गीतमस्ति कोपि किं कार्यमस्ति तस्य गृहं किमपि न शक्यं न ज्ञात्वा तर्हि कोपि वस्तूनि कुत्र स्थापयामि तर्हि चेत् तत्रैव बा बालकानां कृते तस्य पत्युः कृते कोऽपि जङ्गमवाणी करोति तत्रैव शीघ्रं तु शीघ्रं न अत्रैव स्थापयामि तत्रैव तत् तस्य कार्यं बहूनि रोचते सम्यग्रीत्या करोमि